संस्कृतस्य कथासाहित्यमित्युक्तौ तदेव अत्यन्तं विस्तीर्णं वर्तते विस्तीर्णसाहित्यं संस्कृतस्य कथासाहित्यं रामायणमहाभारतादिकमपि अत्र योजयितुं शक्यते पुराणादिकमपि अत्र योजयितुं शक्यते कलात्मकता कथं वर्तते इत्युक्तौ इदानीं लोके गृहे गृहेषु माता पुत्रस्य कृते प्रतिदिनं कथां श्रावयति एवं पितामहः पौत्रस्य कृते श्रावयति इत्यादिकं प्रसिद्धम् अत्र किं मूलमित्युक्तौ भारतीयसंस्कृतभाषायां विद्यमान साहित्ये काव्येषु विद्यमानकथाः एव कर्णाकर्णिकक्रमेन गृहेषु इदानीं बोध्यन्ते भाषान्तरिताः तत्तत् देशीयभाषासु परिवर्तिताः कथाः इदानीं गृहे प्रचारे सन्ति यथा पञ्चतन्त्रकथाः भिन्नभिन्ननाम्ना अन्यभाषान्तरेषु अपि वैदेशिकभाषासु अपि प्रसिद्धाः अतः मूलं किमस्ति इत्युक्तौ संस्कृतसाहित्यमेव मूलं तत्र कलात्मकता कीदृशी वर्तते इति पश्यामश्चेत् एकः श्लोकः उष्ट्राणां विवाहे गर्दभाश्च गायकाः अहो रूपम् अहो ध्वनिः इति परस्परं प्रशंसयन् परस्परं प्रशंसन्ति इत्यादिकमुच्यते इदं व्यञ्जनायाः उदाहरणं नाम व्यङ्ग्यवृत्तेः उदाहरणं परस्परम् एवम् एतत् क्रियते इति परिहासः क्रियते इति कलात्मकदृष्ट्या कलात्मकदृष्ट्या यदि विवेचयामः परिशीलयामः तथा संस्कृतसाहित्यं काव्यमेतदुभयं अत्यन्तं सुन्दरं वर्तते यतः अभिज्ञानशाकुन्तलम् इति एकं पर्याप्तं भवति कलात्मकतायाः इदानीम् अपि तद् अध्ययनकाले का कथं नायकः नायिकायाः सकाशे स्वीयप्रीतिम् अनुरागं तत् वक्ति इति उचितं तत्रापि शास्त्रमर्यादामनुलङ्घ्य कथं प्रवर्तनीयम् इत्यादिकमपि मध्ये मध्ये तत्र बोध्यते एवं भारतीय समग्रकलानां मूलं संस्कृतसाहित्यमेव वर्तते गान्धर्वकला नृत्यकला भरतनाट्यशास्त्रम् इत्यादीनां भरतनाट्यशास्त्रं साक्षात् गीर्वाण्यामेव संस्कृतभाषायामेव वर्तते अतः कलात्मकता इत्युक्तौ कलात्मकता कलायाः विकासः एव अत्र बीजं बीजावापः संस्कृतसाहित्ये एव काव्येषु एव वर्तते इति वक्तव्यम् भरतनाट्यशास्त्रे अपि अनेके अंशास्सन्ति तत्र भावना नृत्यवेदिकायाः निर्माणप्रक्रिया अपि तत्र अन्तर्भूता वर्तते नृत्यवेदिका प्रक्रिया निर्माणम् एवं विविध नाट्यानां प्राचीनपद्धत्या वर्णनं तत्र मुद्रादीनां वर्णनं अन्ततो गत्वा कलात्मकता इत्यस्य उत्तरम् एवमेव भवति विकासः उत्पत्तिः विकासः संवर्धनमेतद् द्वे सर्वं संस्कृतकथासाहित्ये काव्येषु एव वर्तते इति अतः कलात्मकतायाः न्यूनता एव नास्ति कलात्मकतायाः वृद्धिः आरम्भः एतदुभयम् अत्र वर्तते इत्येव वक्तव्यं एवम् पञ्चतत्रवन्त् हितोपदेशः कलात्मककाव्यम् इत्युक्तौ प्रायः का कालिदासकाव्यादिकं वक्तुं शक्यते एवं भासनाटकं भासनाटकानि समग्राणि कलात्मकदृष्ट्या एव रचितानि सन्ति तत्रापि परस्परवासवदत्ता इत्यादिकं कलात्मकतायाः उदाहरणं भवति अत्र मुख्यतः नृत्यकला सङ्गीतकला वाद्यकला इति अनेकविधकलानां मध्ये अनेकविधकलानां वृद्धिः गैरवाण्या अभूत् इति संस्कृतभाषायाम् एव तस्य प्रकाशः अभूत् इति वक्तुमिच्छामि